सर्वेभ्यः नमस्कारः मम नाम देवराजः इति अहं चेन्नै प्रदेशे वासं करोमि मम प्रदेशे पर्यटनस्थानं वर्तते मम प्रदेशे पर्यटनस्थानम् इत्युक्ते महाबलिपुरं महाबलिपुरम् बहवः पर्यटकाः पर्यटकाः आयाति आगच्छन्ति भारतदेशतः वा अपि अनन्तरं विदेशतः अपि बहवः पर्यटकाः आगच्छन्ति तत्र तस्य प्रदेशस्य विषये वदामः चेत् सः प्रदेशः पुरातनप्रदेशः सः प्रदेशः काञ्चीपुरे प्रदेशे अस्ति काञ्ची चेन्नै समीपे काञ्चीपुरं प्रदेशे काञ्चूपुरजिल्लापदे भवति अनन्तरं महाबलिपुरं तत्र विशेषः किम् इत्युक्ते तत्र किं वदामः समुद्रतीरे देवालयम् अस्ति शोर् टेम्पल् इति आङ्ग्लभाषायां श्टो शोर् टेम्पल् इति वदति तद्विहाय स्टोन् रथाः स्टोन् रथाः स्टोन् चार्येट् ई आङ्ग्लभाषायां स्टोन् चार्येट् इत्युक्ते शिलाखण्डरथः शिला शिलारथाः सन्ति पञ्चरथाः सन्ति एतत् सर्वे चेन्नै महाबलिपुरस्य विशेषः अस्ति तद्विहाय महाबलिपुरं काञ्चीपुरस्य काञ्ची प पल्लवराजानां राजधानी आसीत् काञ्चीपुरं पल्लवराजानां राजधानी आसीत् तेन कारणेन दक्षिणभारते पल्लवराज्यं बहु प्रसिद्धराज्यः पल्लवराजस्य नारसिवर्मः महाबलिपुरं स्थापितं स्थापितवान् तत्र शिल्पकलाः तस्मिन् त तस्य समये निर् निर्माणम् अबवत् सो महाबलिपुरं महाबलिपुर विषये वदामः चेत् सः ऐतिहासिकस्थलं भवति सः प्रदेशः ऐतिहासिकं स्थलं भवति महाबलिपुरं समुद्रतीरे अस्ति तेन कारणेन यत् वि विदेशतः अपि बहवः जनाः तत्र आगच्छन्ति स आकर्षणीयस्थलं अस्ति सः प्रदेशः अनन्तरं यत् उक्तवान् स्टोन् चारियेट् एतत् सर्वे शिल्पकलाजनानां नैपुण्यं वदति तत्र बहु सम्यक्तया शिल्पकलाः शिल्पकारकाः शिल्पं सम्यक् कृतवन्तः एतत् तस्य प प्रदेशस्य वैशिष्ट्यं